अहं प्रथमे वर्षे महाविद्यालये आसम् मम एकादशे एकादशकक्ष्यायां तदा प्रायः वर्षारम्भे एव गीतगायनस्पर्धा आसीत् मया न ज्ञातम् यत् शास्त्रिछात्राणमेव सा वर्तते अहं तु तदा एकादशकक्ष्यायाम् आसम् मम शिक्षकाः उक्तवन्तः भवति गच्छतु इति तदा मया तत्र गत्वा एकं गीतं गीतम् तस्यां स्पर्धायां मम प्रथमक्रमाङ्कः आगतः सर्वैः बहु प्रशंसा कृता बहु सम्यक् गीतम् इति च उक्तं तत्र परीक्षकैरपि प्रशंसा कृत्वा महान् सन्तोषो जातः किन्तु अनन्तरं ज्ञातम् परिक्षकैरेव अनन्तरं कथनकाले उक्तं यत् इयं कनिष्ठा वस्तुतः अस्याः कृते स्पर्धा नासीत् तथापि ज्येष्ठैः सह गीत्वा एतया प्रथम क्रमाङ्कः प्राप्तो अस्ति एवं रूपेण प्रशंसितः अहं सः अनुभवः मम अत्यन्त इष्टतमः अनुभवः वर्तते